युद्धकालासु अन्येभ्यः पाठयितुम् अवकाशः न लब्धम् अन्येभ्यः पाठयितुम् इच्छा अस्ति इति अस्ति वा इति पृच्छति चेत् इच्छा तु अस्ति किमर्थम् इच्छा अस्ति इत्युक्ते युद्धे युद्धं कर्तुं वयं सर्वदा सन्नद्धाः भवेयुः समयः एवमेव न तिष्ठति कालः गच्छत्येव तदर्थं मानवाः वयं सर्वदा युद्धसन्नद्धाः एव भवेयुः युद्धं नाम न केवलं आयुधप्रयोगः इति न जीवनयुद्धं वा भवतु मनोयुद्धं वा भवतु एवं रीत्या नाना रीतिः भवति तत्र वयं सर्वदा सन्नद्धाः भवेयुः एवं च अन्येषां कृते कथं कथं युद्धं करणीयम् इति अहं शिक्षयामि